मम जीवने अहं चारणं कृतमेव एकवारं तदपि किञ्चित् दीर्घमेव आसीत् केवलं सर्वाः अपि प्रात् प्रातःकाले आरम्बं कुर्वन्ति सो दट् दे कान् इत्युक्ते शीघ्रमेव सर्वाः अपि उपरि तत् किं मौण्टेन् भवति तत् रीच् कर्तुं शक्यते इति प अस्माकमपि वयमपि प्रातःकाले एव आरम्भं कृतवत्यः परन्तु तत् ड्यु टु सम् अदर् रीज़न्स् अनन्तरम् अस्माकं ग्रुप् मध्ये किञ्चित् प्राब्लम् अपि अभवत् अतः किमभवत् इत्युक्ते वयं उपरि रीच् भवनमेव लेट् अभवत् तदपि सायङ्कालस्य अनन्तरमेव वयम् उपरि रि रीच् अभवत् अतः तत् सिच्युेषन् वास् सम्धिङ्ग् बहु ब भयभीतम् अपि आसीत् विनोदमपि आसीत् किमर्थम् इत्युक्ते वयं सर्वापि सर्वः अपि सात्मे सात्मेव आसन् खलु अतः अस्माकं तत् विनोदमेव आसीत् किमर्थमित्युक्तौ एकस्य अन्यस्यै पीडनं अनन्तरं किञ्चित् विनोदं करणं अतः तत् कतं वयम् उपरि गतवत्यः इत्येव न ज्ञातं परन्तु त समयं बहु अभवत् किमर्थम् इत्युक्ते वयं मध्ये मध्ये बहु समयं विरामं स्वीकृतवत्यः अन्तरं वयं भोजनं अनन्तरं किम् इत्युक्ते तत्र गमनमार्गे अस्माकं किञ्चित् प्राब्लम्स् अपि अभवत् अतः उपरि रीच् भवनमेव लेट् अभवत् तदा वयं रात्रिरेव अभवत् आसीत् वयं कदा उपरि गतवत्यः अतः अस्माकं तत्र व्यू मिस् अभवत् तत्रैव वयं रात्रौ टेण्ट् मध्ये वसनं कृत्वा प्रातःकाले तत् व्यू एञ्जाय् कृत्वा अनन्तरं वयम् आगतवत्यः परन्तु तत् रात्रौ तत् किञ्चित् टु टु फ़ोर् अवर्स् तत् बहु भयमपि अभवत् आसीत् अनन्तरं विनोदमपि आसीत्